नाड्यौषधी इति कथ्यते तत् सर्वं भवति नाड्यौषधं भवति अर्थात् यत्र कीटानां दंशनं जातं तत् स्थले तैललेपनं क्रीयते अथवा विशेष सस्यस्य यानि पर्णानि सन्ति तेषां चूरणं कृत्वा ततः रसं स्वीकृत्य तत्र किञ्चित् क्षीरादिकम् अपि अथवा जलादिकं पुनः पुनः योजयित्वा तस्य क्वथनं कृत्वा पुनः तादृशस्थलेषु लेपनं कुर्वन्ति एतादृश क्रमाः सन्ति